एवं तन्त्रज्ञानस्य पुनश्च तस्य उपयोगस्य विषये विषये शिक्षणं मूलभूतविषयः इति अहं मन्ये मन्ये यतः तन्त्रज्ञानं यदि वर्धते तर्हि तस्य कृते शिक्षणम् आवश्यकमेव यदि शिक्षणं नास्ति तर्हि ते तन्त्रज्ञानवर्धनार्थं कथं प्रभवितुं शक्नुवन्ति अतः आदौ शिक्षणं भवेत् तदनन्तरमेव तेषां बुद्धिः इतोऽपि व वर्धयित्वा तेषां कृते इतोऽपि नूतनाः उपायाः आगच्छन्ति मस्त् मस्तिष्के तेन ते इतोऽपि किमपि किमपि कर्तुं शक्नुवन्ति अतः आदौ शिक्षणं मूलभूतविषयः एव भवति यदि शिक्षणमेव नास्ति तर्हि तेषां मस्तिष्के किमपि विषयाः न आगच्छन्ति एव यदि नूतनाः विषयाः आगच्छन्ति तर्हि ते इतोऽपि वर्धन्ते किमपि नूतनम् आविष्कारं कर्तुं प्रभवन्ति तेन तन्त्रज्ञानस्य वर्धनमपि भवति अतः शिक्षणं मूलभूतविषयः तेन यदि तेषां शिक्षणमेव नास्ति तर्हि ते नूतनान् तन्त्रज्ञान् तन्त्रज्ञानानि कथम् उपयोगं कुर्मः इत्येव ज्ञातुं न शक्नुवन्ति अतः आदौ तेषां शिक्षणं भवेत् तेन यदि तेषां तस्य किं यदि ते किम् उपयोगं कुर्वन्ति तस्मिन् विषये वा तेषां शिक्षणः भवेत् तदानीमेव ते तद् तन्त्रज्ञानस्य उपयोगं कर्तुं शक्नुवन्ति पुनश्च तेन तेषां कृते उपयोगमपि भवति यदि तेषां शिक्षणं नास्ति तर्हि तन्त्रज्ञाने तेषां प्रवृत्तिरपि न भवतीति मम अभिप्रायः